दृश्यते अनेन इति दर्शनम् इति दर्शनस्य व्युत्पत्तिः अत्र भारतीयदर्शनानां अध्ययनं तत्त्वज्ञानार्थं भवति तत्र तत्त्त् दर्शनम् अथवा दर्शनम् इत्यस्य तत्त्वज्ञानम् इत्यर्थः तत् मानवानां दुःखानां निर्वृ निवृत्तिः तदर्थमेव दर्शनं पठ्यते तदर्थमेव दर्शनस्य जन्म जातम् इति उच्यते ह्रदयस्य ग्रन्थिः तदैव उद्घाटितं भवति यदा शोकः तथा च संस्यानां दूरीकरणं भवति म मनुः वदति यत् सम्यक् दर्शनं

ये अथवा सम्यक् दर्शनं प्राप्तिः यदा भवति तदा कर्म तदा कर्म मनुष्यं बन्धने पातयितुं न शक्नोति येषान्निकटे सम्यक् दृष्टिः वर्तते सैव संसारे अस्मिन् संसारमहान् मा संसारस्य या महामाया तस्मात् मुक्तिं प्राप्तुं शक्नोति अतः तदर्थमेव दर्शनानाम् अर् अध्ययनं भवति अतः तत्त्वज्ञानम् कारयति दर्शयति संसारविमुक्तये संसारात् मुक्तिप्राप्त्यर्थं भगवतः प्राप्त्यर्थं तदेव दर्शनम् इति उच्यते